अहं चित्रकलायां पण्डिता नास्ति अहं किञ्चित् किञ्चितेव चित्रं रचयामि तत्र अहं बहूनि किञ्चित् किञ्चित् बहूनि चित्रं रचयामि रचयामि तत्र अङ्कणी मध्ये अङ्कणीं उपयुज्य अहम् बहूनि रच रचनां करोति एवं मम प्रियं भवति अङ्कणि उपयुज्य चित्रम् एवम् अन्यत् भवति चित्रं छायाचित्रं भव अन्यत् मां प्रियं भवति अहम् केचन चित्रं सङ्गोष्ठिं चित्रकलासङ्गोष्ठिम् एवं केचन शिल्पः केचनक्षेत्रं भवति खलु अस्माकं चित्रकाराय चित्रकारी अथवा चित्र चित्रकाराणाम् अथवा चित्र काराणां क्षेत्रम् एकम् उदाहरणं भवति एकं उत्तमं उदाहरणं भवति क्षेत्रं तत्र तत्र अन्य अनेकानि अनेकं चित्रं भवति तत्र भित्तिः मध्ये अनेकं चित्रं भवति तद्दृष्ट्वा अहं बहूनि बहूनि भावना भावना आगच्छति तत्र अहं श्रीकृष्णं तथा श्रीकृष्णं महाविष्णुं तत्र एकं अहं चित्रं रचयामि अहं चित्रकारी इति ए एवं आरम्भं करोमि एवं किञ्चिदेव मम मम कृते चित्रं रचयितुं ज्ञानं जानामि जानामि